अहम् एका वीणा अध्यापिका अहम् एकं कार्यालये कार्यं करोमि तत्रतः अहं सायङ्काले नो चेत् रात्रौ बहिरागमिष्यामि रात्रौ गृहे प्रत्यागमिष्यामि मम सुरक्षा अत्यावश्यकी अस्त् अत्यावश्यं मम अपि आवश्यकम् आवश्यकम् अतः अहं कळरी पठनं करोमि मम सुरक्षार्थमेव कराटे अपि पठनम् आवश्यकम् इति अहं चिन्तयामि